मूल्यङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणस्य अवश्यं किञ्चित् शैक्षणिकं मूल्यम् अस्ति यत् मूल्याङ्कानां सङ्ग्रहणं तावत् भौगलिकाध्ययनं प्रसिद्धं गणितानञ्च अवश्यं परिचयं भवति यतोहि मूल्याङ्काः निर्मियन्ते तावत् एकस्य प्रदेशस्य भौगोलिकाधारेण तथा ज्येष्ठा अथवा गणीया व्यक्तीनाम् आधारिता भवति